समाजे यदा शिक्षणं भवति सर्वेषां शिक्षणं सर्वे शिक्षणं प्राप्नुवन्ति तदा सामाजिकपरिवर्तनं अभिवृद्धिः च भवितुं शक्नोति भवितुमर्हति किन्तु शैक्षणिकविषयाः के भवेयुः इति चिन्तनीयमस्ति कदाचित् इदानीं धनसम्पादनार्थं धनसम्पादनार्थमेव शैक्ष शिक्षणं प्राप्नुवन्ति इति भवति किन्तु तत्र धनं सं धनं यद् यदा सम्पादयति तदा एव अभिवृद्धिः इति जनानां मनसि एका धारा अस्ति तद् अस्माभिः परिवर्तनीयमस्ति मनुष्यस्य एकजीवनस्य लक्ष्यं किं भवेत् तदनुसृत्य शिक्षणं भवेत् इति भवति चेत् तदा सामाजिकपरिवर्तनं लोकस्य अभिवृद्दिनिमित्तं लोकस्य लोके सर्वे सम्यक् भवन्तु इति लोकाः समस्ताः सुखिनो भवन्तु इति चिन्तने चिन्तनं स्वीकृत्य तथा शिक्षणं भवेत् तदा सामाजिकपरिचर्तनम् अभिवृद्धिः च भवेत्